शेर् मार्केट् विषये तु अति चञ्चलत्वं सर्वदा दृश्यते तद् सामान्य विषयमेव तत्र गतसप्ताहे सेन्सेक्स् ज़िरो पोयिन्ट् नैन् वन् प्रतिशतम् अधिकम् इति भाति सेन्सेक्स्मध्ये बि एस् सि मिट् काप् स्माल् काप् तत्रापि द्वि प्रतिशतं वर्धनम् आसीत् अस्माकं भारते डिजिटल् आप् इदानीमेव अस्ति केचन अप्स्ट्राक्स् ग्रोस्टाक्स् इत्यादि तत्र शेर् विपण्यां कर्तुं शक्नुते शक्नुमः इक्विटि शेर्स् कथं क्रे क्रेतव्यम् इति वयं ज्ञातुं शक्नुमः क फ़ोरिन् करेन्सीस् कमाडिटीस् एतद् सर्वान् अपि तत्र अस्माकं ज्ञानं भवति अतः तत्र निश्चयेन किमपि अपायकरं नास्ति